नमस्कारः नमस्ते भगिनि मम नाम उमा महेश्वरी किं किं पुस्तकं अस्ति वदतु सन्ति वद् वदतु भगिनि संस्कृत संस्कृत क् संस्कृतेन संस्कृतपुस्तकमेव अहं इच्छामि हा हा बाहु बाहु पुस्तकम् अस्ति वा वाक् पुस्तकमस्ति वा वाक् पुस्तकम् अभ्यासपुस्तकं प्रवे प्रवेशपुस्तकानि विंशतिः हा हा आं कृपया प्रेष कृपया प्रेषयतु अहं मम आं अड्रस् ददामि पेष अहं जीपे मध्ये जीपे मध्ये अहं धनं प्रेषयामि आम्

अनन्तरम् अनन्तरं किं किं पुस्तकं अस्ति सन्ति दद्विषय सङ्ख्या पुस्तकमस्ति वा

हा आं कृपया प्रेषयन्तु दशपुस्तकानि दशपुस्तकानि प्रेषयन्तु हा दशपुस्तकानि प्रेषयतु

हा बा पुस्तकानि पञ्च पञ्च वा वाग् पुस्तकानि पञ्च परिचयपुस्तकानि पञ्च प्रवेशपुस्तकानि दश हा भाषासोपानपुस्तकम् अस्ति वा भाषासोपानपुस्तकम् अपि अस्ति वा हा हा अष्ट अष्ट पुस्तकानि अष्ट पुस्तकानि हा महाभारतं पुस्तकम् अस्ति किल विंशतिः पुस्तकानि प्रेषयतु आम् अतः अहं क कदा पा प्राप्नोति अग्रिमसप्ताहे हा अस्तु अस्तु अस्तु सम्यक् उत्तमं बहु उत्तमं

हा आं हा सम्यक् तर्हि प्रथमं प्रथमं पुस्तकानि प्रेषयन्तु जा अनन्तरमहं वदामि हा धन्यवादः

अस् अस्तु भगिनि निश्चयेन अहं प्रेषयामि